हरि ओम् एतद् किं कृतवान् भो भवान् मम रेलयानः प्रातः नववादने आसीत् अहं सार्द अष्टवादने एव अत्र भवतु इति उक्तवान् भवान् कदा आगतवान् पश्यतु अनन्तरं मार्गमध्ये अपि विलम्बं कृतवान् यत्र कुत्रापि गत्वा तत्र पुनः मध्ये आपणं गतवान् किमर्थम् इति न जानामि अधुना मम रेलयानः गतः एवं मा भवतः कार्यदक्षता आम् अहं मम रेलयानम् अपि मिस् अभवत् मम धनमपि गतम् अहं भवता यद्धनमपि न ददामि भवान् एव मह्यं धनं दातव्यम् अधुना अन्यदेकं टिकेट् स्वीकृत्य आनयित्वा ददातु तदपि अधुना न शक्यते अहमेव स्वीकरोमि परन्तु भवान् एवं न करणीयं किं कृतवान् किं भवतः कार्यदक्षता एतदेव भवान् इतादृशवर्षाणि कृतवान् वा